आम् मम किमपि पुस्तकं यत् पठानात् पूर्वं न तथा मुख्यमिति अचिन्त्य अचिन्त्य इत्यस्ति तत् किम् इत्युक्ते अहं हिमाग्नि इति एकं किं कन्नडं पुस्तकं पठितवान् तदपि मैसूरस्थः रवि बेळगेरे जनस्य एव सः तत् मोयिनो गान्धि नाम सोनिया गान्धि विषये तस्याः स्वभावः तस्याः स्वभावः पुनश्च काङ्ग्रेस् यदा सर्कारः आसीत् तदा किं कथं तस्य व्यवहारः जायमानमासीत् सैनिकानां व्यवहारः कथमासीत् इत्यस्मिन् विषये तत्र बहु प्रदिपादितमस्ति अहं तावत् प्रथमे एतस्य बहु किमपि नास्ति इति विचिन्त्य नैव पठितवान् तदनन्तरम् अहं ज्ञातवान् तत्रत्य विषयाः पुनश्च इस्रेल् मध्ये जायमानयुद्धस्य तत्र विषयः बहु सुष्ठुतया प्रतिपादितः तद्दृष्ट्वा मम मनः परिवर्तितं पुनश्च अस्मिन् कालेऽपि तस्य प्रयोगः बहु द्रष्टुं शक्यते इस्रेल् मध्ये इस्रेल् युद्धस्य वा कुत्रापि वा वयं प पश्यामः सर्वत्र इस्रेल् गाज़ा श्ट्रिप् मध्ये युद्धस्य विषये एव अत्यन्तं वदन्ति तदर्थं तत्र बहु तस्मिन् विषये प्रतिपादितमस्ति इत्यतः अहं पठनानन्तरं ज्ञातवान् यत् एतत् बहु रुचिकरमस्ति पठनात् पूर्वम् अहं तावदेकस्य पुस्तकस्य दिनत्रये समापयामि किन्तु अस्य अस्य पुस्तकस्य एकमासः यावत् तथैव व्यतीतः नाम नैव रुचिः नैव आसीत् अनन्तरम् अनन्तरं रुचिः वर्धिता